नमस्कारः अस्माकं नगरस्य नगरसेविका अस्ति वा नगरसेविका वदति वा हा भवती नगरसेविका अस्ति तथापि कार्यं न करोति अस्माकं विभागे बह्वयः समस्याः बह्वयः समस्याः सन्ति जलसमस्या अस्ति मार्गस्य समस्या अस्ति निवाससमस्याः सन्ति तथा अहं तु नाक्पुरनगरतः लक्ष्मीनगतरः वदामि मम नाम कुण्टे अस्ति भवत्याः भवती भवत्याः विभागे वसामि बह्वयः समस्याः सन्ति आश्वासनं दत्तवती तथापि किमपि कार्यं न कृतवती किं भोः योग्यमस्ति किं भोः तस्य कार्यं तु प्रचलत् अस्ति एव परन्तु तत्तु सर्वं यत् किमपि समानम् अस्ति वस्तूनि अस्ति तत् तत्र स्थापयिता स्थापयित्वा गच्छन्ति अत्र तत्र किं करणीयं तर्हि अस्माकं वाहनं वाहनं कथं वयं बहिः निष्कासयामः बहिर्गमनं कथं भवेत् कदा समस्यायाः समाधानं भवति पञ्चदिनानि तावत् पर्यन्तं वयं तु समस्यायाः भोः केवलम् आश्वासनं केवलम् आश्वासनं दत्तवती भवती पूर्वमपि भवती पूर्वमपि भवती एवमेव उक्तवती तथापि किमपि न कृतवती कथं पूर्ममपि एवमेव उक्तवती भवती परन्तु किमपि न कृतवती अधुना अपि वयं ताः एव समस्याः ताः समस्याः ताः समस्याः ताः समस्याः वयं पुनः अनुभवामः किमर्थं भोः वयं प्रतिवर्षं चितवन्तः भवतीं परन्तु भवती तु किमपि कार्यं न कृतवती तत्तु तत्तु अधुना तत्तु अधुना अस्ति परन्तु जलं जलव्यवस्थायाः पुनश्च कार्यं तत्तु बहु आवश्यकमस्ति खलु तत् तद् न कृतवती भवती अस्तु भवती भवती अत्र आगच्छतु पश्यतु सर्वम् अहं सर्वजनान् एकत्रीकरोमि तदा वयं प्रत्यक्षं तदा वयं प्रत्यक्षं वदामः अधुना अहं बहु अधुना अहमपि बहु व्यग्रा अस्मि उत नमस्कारः अधुना प्रत्यक्षं मिलामः वयं नमस्कारः नमस्कारः निश्चयेन वयं सर्वम् एकत्र मिलामः एकत्र मिलामः समस्याः किं समाधानं कुर्मः अहम्